मम राज्ये सञ्चारव्यवस्था तावत् सम्यक् नास्ति इति मन्ये किमर्थं नाम इदानीं क्वचित् जिल् जिल्लां प्रति वयं गच्छामः तथा अन्यद्ग्रामं प्रति अस्माकं गमनं भवति परन्तु जिल्लां प्रति गत्वा ततः यत्र वयं गन्तुम् इच्छामः तं ग्रामं ग्रामं प्रति गन्तुं नैव शक्यते तत्र ग्रामस्य प्रति बस्यानं वा इत्यादिकं न भवति वयमेव स्वयं यानं कारयित्वा तस्य कृते अदि अधिकं दरं दत्वा यथा गन्तुं शक्यते ए एवं द धनस्य व्ययः अपि भवति सर्कारः तावद् लघुलघुग्रामाः ये भवन्ति तेभ्यः तावद् बस्यानम् अथवा अन्यद् यानम् इत्यादिकं न प्रेषयति केवलं तत्र विद्यमाननगरं वा सिटिं वा यत्र भवति ता तावत्पर्यन्तं केवलं प्रेषयन्ति अतः तत्र विद्यमानग्रामाः विलेज् ये वर्तन्ते तेभ्यः वयं गन्तुं तावत् न शक्नुमः अतः अस्माकं राज्ये तावद् सञ्चारव्यवस्था सम्यक् नास्ति इति वक् वक्तुं शक्यते तथा वयम् अस्माकमेव स्वस्य धनमेव व्ययं कर्तव्यं तत्र परंतु सर्वं राज्यतर् तावद् बस्यानम् इत्यादिकं यत्र अपेक्षा अस्ति तत्र नैव प्रेषयन्ति यत्र क्वचित् नापेक्षितं तत्रैव प्रेषयन्ति इति मन्ये तथैव भारते सञ्चारः सम्यगेव अस्ति न्यूनः तावत् न्यूनं किमपि न भासते भारतं भारते यदि वयम् अटितुम् इच्छामः तर्हि सम्यगेव द्रष्टुम् इत्यादिकं सम्यगेव अस्ति भारते भारते तावद् अटितुं क्लेशः नास्ति सञ्चारव्यवस्था अपि नास्ति रैल् अपि सम्यक्तया भवति बस्यानमपि अस्ति तदपेक्षया वयं ट्रावेल्स् इत्यादिकम् आगतम् अस्ति तेन द्वारा वयं गन्तुं शक्नुमः इति मन्ये